मूलतः अहं हार्डवेर् इञ्जीनियर अस्मि किमर्थम् इत्युक्ते पठनेन कारणेन एव पितरौ एतत् पठतु इति उक्तौ अहं पठितम् अग्रे साफ्ट्वेयर् क्षेत्रे सप्तवर्षादिकं कार्यं कृतं तदनन्तरं किञ्चित् संस्कृतं पठितः किमर्थ इत्युक्तौ प्रायः पूर्वजन्मवासनया अध्ययनं कर्तुं प्रयत्नं कुर्वन् अस्मि अस्माकं संस्कृतात् वयं बहुकालं दूरं तिष्ठन्तः स्मः अन्धकारे एव परन्तु इयं संस्कृते कतिपयक्षेत्रे सुदीर्घं गुरुत्वपूर्णञ्च कार्यं अभवन् अधीतुं एव बहुकालं अपेक्षते किमर्थं चिनोमि इत्युक्ते स्वधर्मे निधनं श्रेयः